अहम् एकम् एकदा नैटि नैटि विन्यासं क्रियते किन्तु तस्य विन्यासं भासमानं भवति यदा तद् निर्माणार्थमेव तद् निर्माणं तन् निर्माणमपि बहु कष्टं भवति तदर्थं मया द्वित्राणि द्वित्रि द्वे द्वित्राणि दीनाः दीनाः आवश्यकं भवति